मम इष्टतमः लेखकः लेखकौ उभौ विद्येते एकः पूज्याः हरिदासभट्टमहाभागाः अन्ये सन्ति डाक्टर् ए वि नागसम्पिगेमहाभागाः तौ उभौ अपि अत्यन्तं सम्यक् ग्रन्थलेखनं कुरुतः मया बहवः तत्र बा बहूनां पुस्तकानाम् अध्ययनं बहवः ग्रन्थाः मया अधीताः तेषां शैली अत्यन्तं विभिन्ना अस्ति यथा छात्राणाम् अत्यन्तं सुगमतया अवगमः भवति तथा ते पाठयन्ति लिखन्ति च यतो हि लेखनशैली लेखकस्य हृदयम् उद्घाटयति आचार्याः हरिदासभट्टवर्याः क्लिष्टमपि शास्त्रम् अत्यन्तं सरळतया लिखितुं समर्थाः आचार्याः नागसम्पिगेवर्याः बहु क्लिष्टमपि शास्त्रम् अत्यन्तविस्तृतमपि शास्त्रं विक्षिप्तं विक्षिप्तान् विषयान् अत्यन्तं सुललितया सङ्गृह्य दातुं समर्थाः अतः विस्तृतं विस्तारभूतस्य शास्त्रस्य पुटद्वयाभ्यन्तरे तस्य सारावगमः अत्यन्तं सुकरः भवति इदन्तु तेषु मया अत्यन्तम् अनुभूतमस्ति इति मम सन्तोषः अस्ति तयोः विषये